विज्ञानस्य तन्त्रज्ञानस्य विषये मोहः अस्ति वा इत्युक्ते तत्र मोहः इत्यपेक्षया आसक्तिः इत्येव वक्तव्यम् महती आसक्तिः विज्ञानविषये तन्त्रज्ञानविषये च मम अस्ति वैज्ञानिक नाविन्यविषये आसक्तिविषयाः यद्यपि सन्ति किन्तु तादृशेषु विषयेषु अवगमनं किञ्चित् न्यूनमेव भवति अतः वैज्ञानिके वैज्ञानिकेषु यत् नावीन्यम् अस्ति यद्यपि तत्र आसक्तिः अस्ति किन्तु तस्मिन् विषये अवगन्तुं किञ्चित् समयः अपेक्षते अतः विज्ञानस्य विषये अथवा तन्त्रज्ञानस्य विषये महती आसक्तिः अस्ति इति वक्तुं शक्नुमः किन्तु अस्मिन् काले चलनचित्रादि माध्यमद्वारा विज्ञानविषये वा अथवा तन्त्रज्ञानविषये वा आसक्तिकराः बहवः विचाराः तैः प्रतिपाद्यन्ते अतः तेषां दर्शनद्वारा विज्ञानविषये तन्त्रज्ञानविषये च आसक्तिः वर्धयितुं शक्यते